प्रायः सर्वत्र विद्यालयेषु शास्त्रानुगुणमेव विषयाः शिक्षकैः पाठ्यन्ते तत्र विषयेषु मूल्यानि निहितानि भवन्ति केचन विषयाः राष्ट्रस्य विश्वस्य वा परिचयं प्रयच्छन्ति केचन विषयाः जीविकान्विताः भवन्ति एतैः विविधैः विषयैः छात्राणाम् आधारः निर्मीयते अत्र निर्माता भवति शिक्षकः शिक्षकाः सर्वत्र सुशिक्षिताः प्रशिक्षिताः भवन्ति यतोऽहि वर्तमानकाले शिक्षकाणां यन्नियोजनं भवति तन्नियोजनं प्रणाल्या भवन्ति तत्र साक्षात्कारेण वा परीक्षया कुत्रचित् उभयाधारेण शिक्षकाः नियुज्यन्ते तथैव राजस्थानप्रदेशेऽपि तादृशी एव प्रणाली सर्वकारेण प्रयुज्यते